यत्र अहं निवसामि तत्र अत्यन्तनिसर्गस्य दुर्गमता वर्तते तस्मात् तत्र सम्पन्मूलानां बहु अभावः दृश्यते तस्मात् सम्पन्मूलानाम् अभावात् बहुविधानां समस्यानां तत्र उद्गमः भवति तेषु तासु समस्यासु मुख्यतया वर्तते यत् ये केऽपि तत्र बालकाः वर्तन्ते तत्र अपौष्ठिकतायाः समस्या अत्यन्तमहत्वपूर्णा वर्तते यदि अस्माकं ग्रामे एकः वृद्धः यदि भेषज गृहे गन्तुम् इच्छति चेत् तत्र सम्पत्मूलानाम् अभावात् सः तत्र गन्तुं न पारयति तस्य या कापि वेदना वर्तते तस्याः वर्धनं भवति तस्मात् तस्य तस्य प्राणगमनम् अपि कस्मिंचित् प्रसङ्गे दृश्यतेव अस्माकं प्रदेशे एतस्यायाः समस्यायाः प्रभावः दृश्यते तदनन्तरं कोविड् व्याक्सीन् विषये अस्माकं प्रदेशे यद्यपि अत्र दुर्गमता अस्ति तथा वर्तते तथापि तस्मिन् समये भारतसर्वकारस्य अत्यन्तसम्यक् प्रभावी योजनानां माध्यमेन कोविड् वेक्सिन् इत्यस्य सूचीकरणं सर्वत्र पर्यन्तं जातं वर्तते तस्मात् कोविड् रोगस्य प्रभावः अत्यन्त न्यूनः एव जातः